प्रादेशिकवाणिज्यव्यवस्थायां संस्कृतस्य उपयोगः इदा इदानीं समाजे तावत् न दृश्यते किमर्थं नाम प्रारम्भतः एव वाणिज्यव्यवस्थायाम् आङ्गलभाषायाः अत्यन्त उपयोग व्यवहारः अधिकं भवति यदि प्रादेशिकवाणिज्यव्यवस्थायां संस्कृतस्य उपयोगः भवति चेत् अस्माकं कृते महान् सन्तोषः एव आनन्दकरविषयः एव परन्तु तेषां कृते संस्कृतं न जानन्ति तेभ्यः संस्कृतं पाठनीयं भवति अध्यापनं भवति तैः संस्कृतं पठनीयम् अध्ययनम् अध्ययनं करणीयं भवति यदि ते इच्छन्ति चेत् संस्कृतं पठितुम् इच्छन्ति संस्कृतस्य उपयोगः भवितुं वाणिज्यंमध्ये व्यवस्थायां भवितुं ते इच्छन्ति चेत् अस्माकं महान् सन्तोषः परन्तु तावत् कर्तुं न शक्यते इद् इदानीम्